मम प्रान्ते वैद्यकीयव्यवस्था उत्तमा अस्ति मम प्रान्ते मेडिकेल् कलेज् अस्ति तत्र सर्वविधाः चिकित्सकाः भवन्ति चर्मरोगचिकित्सकाः शैलचिकित्सकाः दन्तचिकित्सकाः बालचिकित्सकाः एतादृशाः बहुविधाः चिकित्सकाः भवन्ति तत्र चिकित्सालये गन्तुमपि व्यवस्था उत्तमा अस्ति ये रोगिवाहनयानम् अस्ति तस्यपि व्यवस्था अस्ति रोगिवाहनयानेन शीघ्रं ते बिद् चिकित्सालये गन्तुं शक्नुवन्ति तत्र चिकित्सालयः अपि जनानुकूलि अस्ति तत्र गत्वा चिकित्सां कृत्वा जनाः रोगमुक्तो भूत्वा आगच्छन्ति तत्र वैद्याः अपि सम्यक्तया चिकित्सां कुर्वन्ति एतादृशं मम प्रान्ते वैद्यकीयव्यवस्था उत्तमा वर्तते